हरि ओम् नमस्कारः समयगेव अस्मि महोदय आम् आम् आम् आम् आं भवान् सम्यक् अस्ति महोदय सम्यक् लिखितवान् भवतः लिखितं यद्विषयं वर्तते तद्बहु संस्कृतविषये सम्यक् लिखितवान्

दोषाः इत्युक्ते किं किञ्चित् कुत्र आम् कुत्र यत्र कुत्रापि किञ्चित् किञ्चित् कश्चन दोषाः सन्ति आ दिव्यां भव्यां सुबोधाञ्च शुद्धाम् अर्थप्रदायिनीं जननी बहुभाषाणां वन्दे गीर्वाणभारतीम् अत्र श्लोकः लिखितवान् किल भवान् तत्र किञ्चित् शुद्धतया लेखनीयं तदेव

आम् आं भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा हा आम् अवश्यं योजनीयं भारतस्य प्रतिष्ठा संस्कृतं अस्माकं संस्कृतभाषेनैव वर्तते अस्माकं संस्कृतभाषाकारणादेव अस्माकं संस्कृतिः रक्षिता वर्तते तदर्थं भारतस्य प्रतिष्ठस्य कारणमेव संस्कृतं तदर्थं भवान् लिखतु स्वविषये एतदपि एतत् श्लोकमपि आम् सा प्रथमा सा प्रथमा संस्कृतिः विश्ववारा अस्माकं संस्कृतिः प्रथमा अस्ति पूर्व प्राचीनकालतः कालात् प्रचलति आ एतदपि भवान् स्वपत्रे स्वविषये लेखितुं शक्नोति आम् आम् अवश्यम् आम् आम् आं सर्वेषाम् आ सर्वेषां मनसि संस्कृतम् अस्ति केवलं बहिरानयनं स्यात् यतोहि अमन्तरम् अक्षरं नास्ति नास्ति मूलम् अनौषधम् अयोग्यः पुरूषो नास्ति योजकस्तत्र दुर्लभवत् स सर्वेषाम् अन्तः संस्कृतमाता पिता एव अस्ति केवलं भवान् स्वविषयेन बहिरानयति तावदेव आम् आम् प्रेरणां प्राप्नुवन्ति अवश्यं तादृश तादृशविषयाः भवान् बहु लिखतु सम्यक् लिखितवान् एद्विषयं बहुसम्यगस्ति आं समये एव लिखितवान् अन्य अपि श्लोकाः गीतयः संस्थापयतु सम्यक् भवति अस्तु महोदय नमस्कारः धन्यवादः नमो नमः